हरिः ओम् हरिः ओम् टैलर् शोप् वा अह अहमत्र लक्ष्मी पुरातनकस्टमर् भवत्याः कथमस्ति भवती हा अहं सम्यगस्ति बहु सन्तोषसमाचारः मम पुत्रस्य पुत्रस्य विवाहं निर्णयम् अभवत् अतः बहु वस्तु बहु शाटिकां सर्वं वयं क्रीतवन्तः तस्य तस्याः चोलिकायाः स्टिचिङ्ग् करणीयमासीत् अतः भवत्याः ददामीति अहं चिन्तितवती हा भवती हा अहं तु बहु पुरातनकस्टमर्स् किल अतः तत्र एव ददामीति मम आशा आम् अग्रिममासे अग्रिममासे दशदिनाङ्के

एवं वा भवती ददामीति निश्चयेन वदति चेत् भवत्याः ददामि नो चेत् अहम् अग्रिम आपणं गच् गच्छामि किं भवती एव वक्तव्यम् अस्तु हा किमर्थम् इत्युक्ते तद् मम न मम पुत्र्याः न तद् मम स्नुषायाः हा अतः तद् स्टिचिङ्ग् भिन्नमभवत् अतः एकं ट्रयल् कृते एकं ददामि हा तद् स्टिच् कृत्वा ददातु अनन्तरं तत् दृष्ट्वा कथं भवति तद् तस्याः तद् स्टिचिङ्ग् कथमस्ति फिट्टिङ्ग् कथमस्ति सरियं सर्वं दृष्ट्वा अनन्तरम् अहं सर्वं ददामि समीचीनं वा हा

ए एकं ददामि क कदा भवती पुनः मम तद् ददाति स्टिच् कृत्वा कदा ददाति कदा ददाति भवती ओ समीचीनं समीचीनम् अहं श्वः आगत्य ददामि हा अस्तु तद् यद् ट्रयल् कृते ददामि किल तस्य डिसैन् किमपि मास्तु अन्यत् अन्यद् बहु शाटिका अस्ति तस्य डिसैन् सर्वं करणीयं शाटिकामध्ये कथं डिसैन् अस्ति तथा एव चोलिकापि करणीयं तद् नेक् स्लीव्स् सर्वत्र अयो चिन्ता नास्ति भोः एवं वदति वा मौल्यस्य वा मौल्यस्य मौल्यस्य वदति वा चिन्ता नास्ति परन्तु तत् न समीचीनं समीचीनं भवतु तत् कार्यं सम्यक् करणीयं तावदेव हा अस्तु भगिनि धन्यवादः